हरिः ओम् आम् आम् अस्तु भवान् कः

एवम्

कदा बुक् कृतं भवता आम् श्वः एव प्रयाणम् श्वः एव प्रयाणमस्ति खलु एवमद्यैव सूचितवान् भवान् तत्र साहाय्यं कर्तुं तत्र रिक्तं भवेत् खलु जनसम्मर्दः अस्ति पुनः सङ्क्रान्तिः इति पर्व अपि आगच्छति श्वः परश्वः एव तत् कारणात् वयम् इदानीं किमपि कर्तुं न शक्नुमः फ़ि फ़ी विषये नास्ति तत्र सर्वैः बुक् कृतमिति कारणात् पूरितमस्ति रैल् यानं पू सम्पूर्णरूपेण तत् कथम् इदानीम् एवं तर्हि पश्यामः मां बेङ्गलूरुमध्ये मम मित्रमस्ति सः तत्र किमपि साहाय्यं कर्तुं शक्नोति वा इति अहं पृच्छामि यदि भवति चेत् तदा एवं तत्र गत्वा पुनः ततः ग्रामं गन्तव्यं भवति आं धनमधिकमपेक्षते तदर्थम् आं धन् आम् आम्